ई सेवा आगमनम् अस्माकं कृते बहु प्रयोजनम् अस्ति किमपि गन्तव्यं चेदपि आदार् कार्ड् मुखेन अस्माकं परिचयं शीघ्रं मिलति ई सेवा मुखेन वयं वित्तकोशे जीपे द्वारा वयं वित्तकोशात् धनं स्वीकरणं कर्तुं शक्यते जीपे द्वारा वयम् अन्यस्य कृते धनं दातुं शक्यते गृहे उपविश्य सीरियल् सिनेमा तद् सर्वं पश्यतुं पश्य द्रष्टुं शक्यते अन्यप्रयोजनम् अपि अस्ति मम पुत्रस्य विद्यालयस्य शुल्कः अहं जिपे द्वारा द ददामि ददामि गृहे उपविश्य सर्वकार्यं सुलभरीत्या चलति ई सेवा बहु प्रयोजनम् अस्ति